संस्कृतभाषा दैवभाषा गीर्वाणभाषा इत्यादिनाम्ना प्रसिद्धं भवति संस्कृत भाषायां व्याकरणाचार्यः पाणिनिः एव तेनैव कारणेन भाषा अति उन्नतं सम्यक् एव तत्र संस्कृतभाषा पाणिनिमहाशयेन कृतमस्ति अन्य आचार्याः अपि संस्कृतस्य संरक्षणं सदा कृतमेव इति द्रष्टुं शक्यते इदानीं संस्कृतभाषा मृतभाषा इति केचन वदन्ति इत्यस्मिन् विषये मम अभिप्रायः नास्ति तत्र संस्कृतं न कदापि मृतभाषा भवति संस्कृतं जीवभाषा एव अन्येषां भाषाणां जननीरूपेण वर्तते एव संस्कृतभाषा अन्यस्मिन् भाषाणां जननीरूपेण वर्तते इति विषये द्रष्टुं शक्यते एव संस्कृतभाषायाः महत्त्वं संस्कृतं सदा सर्वस्मिन् सर्वेषु देशेषु जननिरूपेण एव वर्तते अत एव मृतभाषा इति कथनं सम्यक् नास्ति सम्यक् न भवति अतः संस्कृतस्य संरक्षणं सदा कर्तव्यं कर्तव्यं तस्य उन्नयने संरक्षणे च किं कर्तव्यम् इत्यस्मिन् विषये आचार्यः शास्त्री इति मेकलासु संस्कृतस्य अधिकाध्ययनं कृतं प्रथमम् एवम् यूणवर्सिटि मध्ये संस्कृतस्य उन्नमनं सदा करणीयम् एवं रीत्या प्रैमरी एजुकेषन् इत्यादारभ्य एव संस्कृतस्य अध्ययनं करणीयं तदा छात्रेषु संस्कृतस्य प्राधान्यं तेषां मनसि भवति एवं रीत्या संस्कृतस्य संरक्षणम् अन्य अन्यभाषाः विषयाः एव तादृशं तादृशरीत्या एव संस्कृतस्य एव संरक्षणं तादृशरीत्या कर्तुं शक्यते संस्कृतं सर्वे पाठनीयम् इत्येव मम अभिप्रायः किमिति चेत् संस्कृत भाषायां अनेकानि मूल्यानि सन्ति तस्य अध्ययने छात्राणां समग्रविकासः विकासः भविष्यति संस्कृत अध्ययनेन अस्माकं भाषाणां सम्यक् कर्तुं शक्यते एवम् अनेकानि मूल्यानि अपि स्वायत्तीकर्तुं संस्कृतभाषा स्वतः सहायकमेव अत एव तस्य उन्नमनं संरक्षणं च सदा करणीयमिति मम अभिप्रायः